हरिः ओं नो नमः उत्तमा अस्मि अहं भवान् वदतु एवं वा उत्तमम् एवं वा वदतु तर्हि

आं

आं निश्चयेन मम अपि मनसि आसीत् एषा कल्पना चिन्तयामि आं निश्चयेन महोदयः भवतः आम् आम् आम् आं निश्चयेन आमां निश्चयेन भवतः मार्गदर्शनम् आवश्यकं संस्कृतस्य विषये एव पठितुमिच्छामि साहित्यविषयं स्वीकृत्य आम् आं निश्चयेन निश्चयेन

आमाम् आमां निश्चयेन शक्यते आं बालमनोवैज्ञानिकशास्त्रं न न बालानां मनसि या कल्पना अस्ति यत् चिन्तनं करिष्यन्ति बालकाः तेषां मनसः अध्ययनम् इति चिन्तयामि छात्रान् वयं किं किञ्चित् प्रश्नान् प्रष्टुं प्रष्ट्वा तैः सह सम्भाषणं कृत्वा एतत् विषयं विषयस्य अध्ययनं कर्तुं शक्यते आं महोदय निश्चयेन आमां शुभदिनम्